चारणे आश्चर्यकरं विषयं किमपि जातम् अहं किञ्चित् ज्ञातं अहं मम परिवारेण सह बहुस्थळानि गतवती अहं बहु सन्तोषेण चारणार्थं गतवती सर्वे स्थळाः उत्तमम् अस्ति अहं पूर्वकाले मम परिवारेण सह एकं बेट्टावरोहणं कृतवती बेट्टावरोहणसमये अन्यजनाः बेट्टमध्ये अग्निं प्रेषितवन्तः वयं सर्वे भयभीतः सन्ति तदनन्तरं वयं सर्वे अग्निं नाशं कुर्वन्तः एतत् घटना मम मनसि स्थितं स्थापयति स्थापयत् चारणसमये अहं बहु छायाचित्राणि स्वीकरोषि सर्वे छायाचित्राः सम्यक् अस्ति इदानीम् अहं छायाचित्रं दृष्ट्वा अहं चारणसमयं ज्ञातवती अहं छायाचित्राणां सामाजिकजालताणमध्ये पोस्ट् करोषि मम परिवारः मित्रः मित्राः सहोद्योगिनः दृष्ट्वा सन्तोषं व्यक्तवन्तः